हरि ओं हलो आम् सत्यं किमासीत् ओहो अस्तु गच्छतां

तत्र गन्तुम् अहं तु द्विशत रुप्यकाणि स्वीकरोमि अन्ये अन्ये बहु स्वीकुर्वन्ति किन्तु अहं तु एतावद् एव स्वीकरोमि न न न भोः तावद् एकेपि न स्वीकुर्वन्ति यदि ते तथा कुर्वन्ति तेन याने एव गच्छतां कुत्र तथा न स्वीकुर्वन्ति भोः भवत न भो तथा न भवद्भिः आगतां द्विशतरुप्यकाणि तु भवति यदि विंशति रुप्यकाणि अहं प्रति ददामि भवतां पश्यामः पश्यामः पश्यामः भवान् कदा आगच्छति अस्तु तर्हि भवतां लोकेषन् मम दूरवाणिं प्रति प्रेशयतु अहम् आगच्छामि तत्र अस्तु अस्तु अस्तु अस्तु भोः आगच्छतां कति जनाः सन्ति ते अस्तु एकदा एव न शक्नुमः एवं वारं वारं कृत्वा तत्र त्यजाम्यहं तत् किं भोः भवद् भवद्भिः यत् धनं न भो शृणोतु शृणोतु यत् धनं भवद्भिः दीयते तेनैव अस्माकं उदरपूरणं भवति यदि भवद्भिः एव न्यूनं दीयते चेत् किं कुरुमः भोः वयं न भोः तथा नास् न भोः पश्यामः पश्यामः आगच्छन्तु भवद्भिः हा पञ्चाशतधिकश चतुर्